केशाञ्चन जनानाम् स्वभावः होबी सङ्ग्रहणं भवति मूल्याङ्कानां सं सङ्ग्रहणं मुद्राणां सङ्ग्रहणं तथा पाषाणखण्डानां सङ्ग्रहणं भवति मूल्याङ्कानां सङ्ग्रहणम् किमर्थं क्रियते चेत् तद्वारा इदानीं पञ्जाश् पञ्चाशत्वर्षाणां पूर्वं कीदृशं जीवनमासीत् जनानाम् तथा तत् तदानीन्तनकाले के राजानः तत्र शासनं कृतवन्तः तेषां सांस्कारिकः स्वभावः कः इत्यादिकं ज्ञातुं तेन वयं शक्नुमः तथा मुद्राणां शेखर सङ्ग्रहणं मुद्राणां सङ्ग्रहणं तु भिन्नभिन्नमुद्राः सन्ति राजमुद्रा इति एका मुद्रा अस्ति तस्य भिन्नभिन्न राज्ञां मुद्राः सन्ति सगृह्यन्ते चेत् तद्वारा वयं जानीमः कस्य संस्कारस्य संस्कारस्य पितृत्वं ते वहन्ति इति अथवा वाहकाः इति केषां संस्काराणां वाहकाः के ते के ते कितृ इति ते इति वयं जानीमः तद्वारा एवं मुद्राणां तदा पाषाणखण्डानां विभिन्नाः पाषाणखण्डाः सन्ति इत्युक्ते शालिग्रामः एकः पाषाणखण्डः भवति तथा रत्ना र रत्नानि अपि पाषाणखण्डाः भवन्ति तेषां पाषाणखण्डानां सङ्ग्रहणमपि तद् तद्देशीयानां तद्देशीयानां स्वभावं ज्ञातुम् तदा तदानीन्तनकाले भूमेः स्वभावं स्वभावं कथम् इति ज्ञातुमपि तेन सङ्ग्रहेण वयं शक्नुमः